देशीयचिकित्सापद्धतिषु संशोधनं भवत्येव किन्तु अस्माकं तद् गृहतः एव प्रारम्भं करणीयम् इदानीं वयं यदा बाल्यावस्थाम् आसं तदा मातामह्येव एव पाकशालातः सर्वं कृत्वा यच्छन्ति स्म तस्य प्रभावः वयं जानीमः एव तस्मिन् विषये मम तु बहु आदरः अस्ति इत्युक्ते तद् सैड् एफ़ेक्ट् न भवति इति अस्माभिः ज्ञायते एवं तत्र सर्वत्र संशोधनं भवति एव देशीयचिकित्सा पद्धतिषु संशोधनं भवत्येव इदानीम् अहम् आयुर्वेदिकः कालेज्मध्ये कार्यं करोमि तत्र अहं प्रतिदिनं पश्यामि एव किमपि कोपि रोगी आगच्छति चेत् वदति एतत् कति दिने गच्छति रोगः एवं पृच्छति वैद्यः वदति एतद् किञ्चित् समयः आवश्यकः तद् पूर्वं मूलतः एव गन्तव्यं खलु अतः किञ्चित् समयम् अपेक्षते इति वैद्याः यदा वदन्ति तदा ते रोगिणः रुग्णाः वदन्ति न तेषां मनः कथं भवति इत्युक्ते इदानीं गुलिकां स्वीकुर्वन्ति चेत् इदानीमेव तद्गतम् इत्युक्ते यथा अलोपति मेडिशन्स् भवन्ति खलु तथा तेषाम् एतद् भवति किन्तु तत्र सैड् एफ़ेक्ट् भवति इति ते जानन्ति चेदपि एतद् अङ्गीकर्तुं तेषां मनः न भवति अतः अस्माभिः किं करणीयम् इत्युक्ते इत्युक्ते अस्माकं देशीयपद्धतिः तद् कर्तुम् अधिकतया मातरः एव अत्र प्रयत्नं करणीयं बालाद बाल्यादारभ्य छात्रान् तत् वर्धनीयम् इति मम आशा इदानीं कोरोना अनन्तरम् एतद् संशोधनार्थं बहु एतद् प्रमुखतां दत्तवन्तः इति भाति आयुषः इलाक्यतः अपि सर्वत्र इदानीम् आयुर्वेदं देशीयचिकित्सा एव आवश्यकी इति सर्वेषां मनसि एका भावना इदानीम् आगता अस्ति तथा पश्यामः चेत् करोना कालेषु बहवः जनाः वयं चिकित्सालयं न गतवन्तः एव एवं कषायादिकं सर्वं गृहे एव कृतवन्तः तद करोनातः एतावत् पञ्चवर्ष चतुर्वर्षपर्यन्तं पश्यामः चेत् ये देशीयचिकित्साम् बहु जनाः इदानीम् इच्छन्ति तस्मिन् संशोधने अपि बहवः जनाः प्रेरणां यच्छन्ति इति ज्ञायते तादृशाः इदानीं पश्यामः चेत् योगासनं भवति फ़िजियोथेरपि एतादृशं विषये इदानीं बहु आकर्षणं भवत् अस्ति सर्वत्रापि तादृशं वयम् अत्र भारते स सर्वैः अनुकरणीयम् इति मम अभिप्रायः अस्ति एतादृशम् भारते भवितुम् अस्माभिः एव प्रयत्नं करणीयम् इति मम आशयः